दक्षिणकन्नडजिल्लायां महिलाः सर्वक्षेत्रे क्रियाशीलाः सन्ति शिक्षणक्षेत्रे वा अन्यक्षेत्रे वा ताः सम्यक् रीत्या भागं गृहीत्वा समाजस्य अभ्युदये परिश्रमं कुर्वन्ति यथा रथस्य चलनाय चक्रद्वयम् आवश्यकम् तथैव सामजिक उन्नतेः महिलानां योगदानं अपि बहु प्रधानम् अस्ति किञ्चित् क्षेत्रे महिलानां समस्या भवेत् किन्तु सहकारस्य न्यूनता नास्ति इति मन्ये